संस्कृतस्य संस्कृतस्य पठनं वा संस्कृतस्य प्रसारं वा तस्य तेषां कृते त्रयोः अपि लाभदायकम् अस्ति आकाशवाण्याः यत् अधिकाधिकं अधिकाधिकं संस्कृतं संस्कृते कार्यक्रमाः यथा श्रुण्मः तथा अस्माकं मनसि वाक्यनिर्माणं कथं कर्तव्यम् इत्यस्य विषये ज्ञानं वर्धते यथा वयं संस्कृतकार्यक्रमः दूरदर्शने पश्यामः तथा संस्कृतं व्यवहाररूपेण कथं क कर्तुं शक्नुमः तस्य किं तत्र अस्मिन् सरलः विषयः कः अस्मिन् क्लिष्टविषयकः तत् दर्शयित्वा अहं ज्ञातुं शक्नुमः तदनन्तरं तत् कारणे एव तस्य शुद्धं वा अशुद्धं रूपम् अपि ज्ञातुं शक्नुमः मुद्रारूपेण यानि पुस्तकानि सन्ति तत् तस्य पठनेन अस्मिन् विषयज्ञानम् अधिकं वर्तते व्याकरणं व्याकरणस्य प्रयोगं कथं भविष्यति व्याकरणं कथं वाक्यनिर्माणे व्याकरणस्य कथम् उपयोगं करणीयम् व्याकरणं विना अपि व्याकरणस्य ज्ञानेन विना अपि कानिचन जनाः संस्कृतवाक्यानि रचयन्ति पादद्दु पादद्वयस्य एव वाक्यं भविष्यति ते चट् चाटुश्लोकाः अथवा स कथा सरला कथा सरलाः कथाः सरलानि नाटकानि एतानि सर्वाणि तु मुद्रारूपेण पुस्त पुस्तके प्राप्यते इति मम चिन्तनम् अस्ति